कदापि ऐतिहासिकं उत सांस्कृतिकं चारणं कृतं वा यथा वैष्णोदेवी अमरनाथयात्रां अहं कदापि एऐतिहासिक स्थानार्थं सांस्कृतिक चारणं इति इति न कृतं परन्तु सं परिसररक्षणार्थं चारणं कृतम् परिसरस्य सौन्दर्यम् एतत् द्रष्टुम् अहम् चारणं कृतम् तत्र कोडचाद्रि इत्यादिकस्थानेषु चारणं क्रियते चेत् समीचीनतया एतत् चारणं कर्तुं शक्यते ततः परिसरस्यापि सौन्दर्यं द्रष्टुमपि शक्यते सांस्कृतिकचारणम् ऐतिहासिकचारणं न कृतम् इति कारणेन अहं बहु खेदम् अनुभवामि अग्रे सांस्कृतिकचारणं वा भवतु ऐतिहासिकचारणं वा भवतु अहं करोमि इति वक्तुम् इच्छामि